नमो नमः आं वदतु आं मम होटेल् अस्ति भवती कदा आगन्तुमिच्छति अस्तु भवती केन प्रकारं प्रकोष्ठमिच्छति अत्र ए सि रूम् अपि अस्ति नान् ए सि रूम् अस्ति टू सीटर् थ्रि सीटर् सिङ्गल् रूम् अपि अस्ति ए सि रूम् इत्यस्य त्रिसहस्राणि नान् ए सि इत्यस्य द्विसहस्राणि टू सीटर् रूम् इत्यस्य सहस्राणि सिङ्गल् रूम् इत्यस्य पञ्च शतं तर्हि वदतु केन प्रकारेण भवती इच्छति अस्तु टू सीटर् इच्छति अस्तु तर्हि भवती आगन्तुं शक्नोति अत्र आगच्छतु तत् द्विसहस्राणि रूप्यकाणि अस्ति आम् आं मिलति परन्तु भोजनस्य कृते पृथक् पृथक् रूपेण रूप्यकाणि दातव्यं अत्र आम् अत्र स्वल्पाहारः मिलति मध्याह्नभोजनमपि अस्ति रात्रिभोजनमपि अस्ति तत् न प्राप्यते यदि भवती इच्छति तर्हि बहिः गन्तुं शक्नोति बहिः गत्वा भवती भोजनं कर्तुं शक्नोति परन्तु अत्र तु न मिलति तत्र अहं सम्यक्प्रकारेण न जानामि नान्वेज् किं किं भवति यदि भवती बहि होटेल् मध्ये गच्छति तर्हि तत्र बहुप्रकारेण भवति यत्किमपि इच्छति आम् आम् अत्र टू सीटर् अस्ति भवती ए सि मध्येव आम् ए सी अस्ति अन्यत् किमपि किं अस्तु अस्तु आगच्छतु अत्र आम् आम् अस्तु